मया सद्यः वैदिकसाहित्यस्य अध्ययनं क्रियमाणं वर्तते वैदिकसाहित्ये वेदानां प्राधान्यं वेदे च कर्मकाण्डभागः ज्ञानभागश्चेति द्वैविध्यं तत्र वेदे अन्तिमः भागः ज्ञानभागः यश्च उपनिषत् अथवा वेदान्तः इति अपि उच्यते तत्र वेदानाम् अध्ययनं षडङ्गद्वारा एव सिध्यति इति कृत्वा पूर्वं षडङ्गाध्ययनम् अपेक्षते तत्र षडङ्गानि च शिक्षा व्यकरणं छन्दः निरुक्तं ज्योतिषं कल्पः इत्ये इत्येतानि एतेषाम् अध्ययनद्वारा वेदाध्ययनं सुकरं भवति यदा आपाततः वेदाध्ययनं भवति तदा तस्य अर्थं उपरिष्टात् ज्ञात्वा अन्ते वेदान्ताध्ययनं क्रियते तत्र वेदान्ते ब्रह्मण ब्रह्मविचारः उपस्थाप्यते मोक्षप्राप्त्यर्थं पुरुषेण किं किं कर्तव्यम् इत्यस्य सर्वोऽपि विचारः वेदान्ते नाम उपनिषदि कृतः वर्तते